हरिः ओम् नमस्ते नमस्ते सत्यं पर्निचर् शाप् अयं चिक्मङ्ग्ळर्प्रदेशीयः

एवं वा कुत्र भवतां स्थानं किं कुत्र एवं वा

सत्यम् अस्तु आ अस्तु

एवं वा आ एवं विद्यालयार्थं वा अस्तु अस्तु

एवं वा आ सर्वाणि व् च आ वृक्षस्य एव वर्तन्ते अत्र आ एवम् इय् आ कियदपेक्षते सत्यम् एवम् आ मञ्चः अपि वर्तते अत्र हा हा अत्र आ सत्यं तदेव

अस्तु प्रेषयामः भवन्तः भवतां विलासम् न भवन्तः एकदा अत्र आगत्य कीदृशमपेक्षितम् इति एकदा भवन्तः दृष्ट्वा गच्छन्ति चेत् यदि अस्माकं समीपे तस्य तदस्ति यथेच्छमस्ति तर्हि प्रेषयितुं शक्नुमः अन्यथा भवन्तः स्व विलासं यच्छन्ति चेत् तादृशं निर्मीय प्रेषयितुम् शक्नुमः

आ एवम्

आम् प्रेषयितुं शक्नुमः अस्तु अस्तु प्रेषयामः

हा अस्माकं ब्र्याञ्च् वर्तते तरिकेरेमध्ये वर्तते कोप्पानगरे वर्तते अपि चा नरसिंहराजपुरनगरे वर्तते चिक्कमङ्ग्ळूरु नियरेश्ट् प्ले स्थानेषु वर्तते अस्तु भवन्तः

अस्तु प्रेषयामः अस्तु अस्तु धन्यवादः धन्यवादः अ